हरिः ओं मदुकर मदुकर किं गृहे एव अस्ति वा हा परन्तु पश्यतु पूर्वं प्रत्येकस्य गृहे गावः आसन् इदानीं केवलं समग्रे अस्मद्ग्रामे केवलम् अष्टौ गृहाणि सन्ति येषां गृहेषु गावः सन्ति परन्तु सर्वेपि वयं कृषिकाः कृषेः सम्बद्धः गोरक्षणं सम्बद्धं परन्तु द्यावापृथिवी गृहं वर्तते जनाः अपि सन्ति धनम् अस्ति सर्वमस्ति परन्तु गोसंरक्षणविषये अस्मासु महान् क्लेशः अनुभूयते कुतः इति कदाचित् सामान्येन इदानीं भोजनं कृतं खलु तया साकं किञ्चित् आलापं कुर्मः इति दूरवाणीं कृतवान् वदतु किमपि वदत् वदति चेत् किमर्थम् एवमभवत् सनातनधर्मस्य अङ्गभूतं गोसंरक्षणम् अग्निहोत्रस्य देवार्चनाय शिशूनाम् अत्यन्तम् उत्तमं क्षीरं यद्यपेक्षितं गृहे गोः संरक्षणं भवेत् परन्तु सर्वेपि बहिस्तः आनीय किं किं योजयन्ति क्षीरे इति न जानीमः वयम् तथा च अन्यत्र अवलम्बिताः वयं स्वावलम्बितनं तत्र कृषि तत्र गो गोमयस्य गोमूत्रस्य औषधार्थं च सर्वोपयोगः भवति परन्तु दीपावल्यां गोपूजार्थमपि अन्यत् गृहं गमिष्यामः वयं कुतः इति कश्चन प्रश्नः भवति उक्तः वदतु किमपि श्रोतुकामोहम् सत्यम् एवं वयं पिबामः परन्तु मम मदु किमस्ति इत्युक्ते अग्रहारे तत्र वयं ये स्मः तत्र अष्टौ गृहाणि सन्ति अत्रापि सर्वत्र कृषीवलानामपि तेषां गृहं यदि गमिष्यामः तेपि कृषि उत्पादनार्थं तत्र आरामार्थं तु बहिस्तः आनयन्ति क्रीत्वा तथा च मेन्यूस् तत्र रासायनिकं योजयन्ति ग तत्र गोः गोमयस्य उपयोगं न कुर्वन्तः सन्ति अग्रे किं भवेत् इति पुनः प्रष्टुकामः

हा वर्धमानः वर्तते तावत् कृषिव्यवस्था हा वर्धमान आमां राघवेश्वरभारती स्वामिनः अन्यः कश्चन वर्तते श्रु श्रुतवान् स्यात् भवान् अस्माकं ग्रामे एव विशेषज्ञः भवान् सर्वविषये अपि भवान् ज्ञातवानेव तत्र काडुसिद्धेश्वरस्वामीजी इति कोल्लापुरसमीपे कश्चन वर्तते सहस्राधिकं गावः तस्य समीपे वर्तते प्रतिदिनं संशोधनं कुर् करोति यूट्यूब् मध्ये तस्य अनेके विषयाः चर्चिताः भवन्ति तत्सर्वम् प्रत्येकः शृणुयात् तथा च गोसंरक्षणं कुर्यात् अस्तु तत्र पुनः मिलामः रां राम्